अस्माकं सर्वेषां संस्कृतशास्त्राणां स्रोतः वेदः एव विद्यते यथा महाभारतस्य विषये प्रसिद्धं विद्यते यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् तथैव वेदाय अपि वक्तुं शक्यते महाभारते तु लौकिकव्यवहारः एव विद्यते किन्तु वेदे तु सर्वमिदं जगत्समायाति अतः

संवादसूक्तानि यानि सन्ति तानि सर्वाणि रूपकस्य मूलानि सन्ति सूक्तानि यथा यम यमी संवादः उर्वशी पुरूरवा संवादः सरमा पणि संवादः विश्वामित्र नदी संवादः किञ्च एतादृशानि अपि सूक्तानि सन्ति यत्र शृङ्गारस्य प्रेम्णः वर्णनं वर्तते तेन रसस्यापि मूलं वेदः एव अतः सिद्धान्तो अयं साहित्यमीमांसायाः आरम्भः वेदात् एव वर्तते